अस्मिन् कोयमुत्तूर्नगरे यावत् अहं जानामि तावत् वक्तुम् इच्छामि अत्र विंशतिवर्षेभ्यः प्राक् अत्र टेक्स्टैल्स् मिल्स् आधिक्येन आसन् बहवः कर्मचारिणः आगत्य कार्यं कुर्वन्ति उपजीविका तदेव कालान्तरं किञ्चित् कालात् अनन्तरं भिन्न भिन्नरीत्या शीतोष्ण परिवर्तनानि आगतानि इति कारणेन मन्दं मन्दं क्षीयमाना अभवत् तदनन्तरं नूतन इत्युक्ते वेट् क्रैण्डर्स् तद् उत्पादनम् अत्र अधिकतया तदपि इदानीमपि समानं कार्यं चलत् अस्ति सर्वत्र वेट् क्रैण्डर्स् उत्पादन कार्याणि चलन्ति तत्र बहवः कार्यं कुर्वन्ति इतः परं किं कुर्मः चेत् केचन वस्तुतः कृषिकार्याणि बहु अधः गतं कृषिकार्यं बहु अधः गतं कार्यं वार्षिकः वर्षा काले काले वर्षा न आसन् इति कारणेन उत्पादनम् केदारे उत्पादनं प्रतिक्षित प्रमाणेन न आगतम् इति कारणेन जनाः कृषिकार्यं त्यक्त्वा भिन्न भिन्न कार्यं प्रति गतवन्तः तदेव विशेषतया वक् उल्लेखनीयं भवति तदनन्तरं टेक्स्टैल्स् अपि तत्र कार्यं प्रायेण इं न अशीति प्रतिशतं कार्याणि अपगतानि तत्रत्य जनाः अपि भिन्न कार्यं प्रति गतवन्तः इदानीं मेडिकल् तत्र क्षेत्रे बहवः चिकित्सालयाः नवीन फ़ेसिलिटिस् माडन् आधुनिकाः सुविधाः तत्र सन्ति बहिः भागतः चिकित्सार्थं जनाः आगच्छन्ति कास्ट् वैस् अपि बहु न्यूनमस्ति सौकर्याणि सन्ति इति कारणेन बहिस्तात् बहवः तत्र इ तदपि तत्र विकासः अस्ति मेडिकल् फ़ील्ड्मध्ये अन्यथा वक्तं चेत् साफ़्ट्वेर् कम्पणीस् चेन्नैतः कोयमुत्तूरकेन्द्रम् अभवत् तदर्थम् अत्र बहवः तेषां संस्थाः अत्र भवितुम् अर्हन्ति इति रीत्या बेङ्ग्ळूर् चेन्नै तद् अनन्तरम् उचितस्थलं कोवैनगरम् इति ते निर्णीय अत्र आगत्य तेषां संस्थाः अत्र स्थापिताः सन्ति तत्र अपि बहवः युवकाः युवत्यः तत्र कार्यं कुर्वन्ति एवम् अस्ति तदर्थं वयं पश्यामः चेत् अत्र कोयमुत्तूर् नगरस्य आर्थिकस्थितिः उपरि गच्छति एव समानसमये कृषिक्षेत्रे तत्र तत्रत्य जनाः बहु कष्टम् अनुभवन्ति कारणम् उचितकाले वृष्टिः नास्ति अनावृष्टिः नो चेत् अतिवृष्टिः एतेन कारणेन जनाः कष्टम् अनुभवन्ति तदेव सोचनीयः विषयः अन्य क्षेत्रीयाः प्रायेण सन्तुष्टाः एव भवन्ति तेषां धनसम्पादनं प्रतीक्षितप्रमाणेन सम्यक् एव भवति तदेव अत्रत्य स्थितिः